भारतस्य माध्यमक्षेत्रं बहु विस्तारतया अगाधतया गाम्भीर्यतया वर्तन्ते किमर्थमिति चेत् तस्य सर्वेषु क्षेत्रेषु प्रभावो विद्यन्ते अतः वार्ता अथवा वाहिनी सम्बन्धीवार्ता बहु जनप्रियम् अस्ति तत्र अहं पब्लिक् टिवि सुवर्ण टिवि अथवा इत्यादि वा वार्तावाहिनीं कन्नड आङ्ग्ल भाषया बहु प्रसिद्धं वर्तते तथा च वृत्तपत्रिकाः अस्ति तत्र विजयकर्नाटकः विजयवाणी डेक्कन् हेराल्ड् इत्यादि वृत्तपत्रिका पत्रिकाणि सन्ति तान् सम्यक् अधीत्य स्वज्ञानवृद्धिं प्राप्नुमः